यदि वयं यदि वयं वर्तमानपीडां पश्यामः तर्हि इदानीं तेषां कृते बहूनि कार्याणि अथवा बहवः अवसराः इत्यादयः आगच्छन्ति विविधमेखलाः मेखलया मेखलाः मेखलायां युवजनाः कार्याणि कुर्वन्ति कुर्वन्ति विविधमेखला मेखलायां युवजनाः विविधानि विविधकार्याणि कुर्वन्ति यूट्यूब् कण्डेण्ट् इत्येतत् इत्यस्य वैविध्यं कण्टेण्टस्य ऊ उद्भवं विभिन्नयात्रा व्लोग्स् इत्यस्य प्रदर्शनं पूर्वोक्तानि कार्याणि युवजनस्य नूतनाः उद्योगाः भवन्ति तथैव युवजनानां पीडा यूट्यूबे विविधप्रकारस्य सामग्रीं निर्माय द्रष्टुं शक्नुमः तथा च ते सर्वे आर्जयन्ते एकम् उत्तमः आयः भारते बालकाः स्व अधिकारम् अथवा स्व अवकाशं सुप्रकारेण प्राप्नुवन्ति यदि अद्य वयं तद् पश्यामः अपि पूर्वम् एतादृशं स्वतन्त्रतां न प्राप्तवन्तः तर्हि अद्यतनापीडायाः अद्यतनपीडायाः बालकाः अध्ययने अध्ययनेन इत्यादिभिः बहु ज्ञानम् अध्ययनेन साकं प्राप्नुवन्ति भारतस्य अद्य अवस्था अति महत्तरमस्ति युवजनाः स्वाभिप्रायः स्वातन्त्र्यं तत्र प्रकटयति पूर्वकाले युवजनाः कान्यपि कार्याणि न करोति किन्तु इदानीम् अवस्थायां तेषां तेषाम् उज्वलप्रकटनं द्रष्टुं शक्यते